मया स्व क्षेत्रे क्रीडाक्ष्रेत्रेण चालितेषु स्वास्थ्यसुष्ठुता कार्यक्रमेषु बेण्ट्मिण्ट्न् भागं गृहीतं तत् क्रीडाक्षेत्रेण अहं मनसि शुद्धं जातं शारीरिकस्वास्थ्यलाभं भवति तथा च सम्पूर्णशरीरे अङ्गानि सक्रियः जातः एतावत् बहवः लाभाः भवन्ति एवञ्च कार्यक्रमं परम् अनन्तरं मम कृते एकं प्रमाणपत्रं तथा च किमपि किञ्चित् धनम् अपि लब्धवान्